हरिः ओं हरिः ओं महोदय का अस्ति अस्तु अस्तु अस्तु अस्तु अस्तु श्वेता भगिनी भगिनी कुत्र वसती अस्तु भगिनी किं करोति कार्यं करोति वा अथवा गृहे भूत्वा गृहिणी वा

ओ उत्तममस्ति उस्तममस्ति कति व कति वर्षे एतत् कार्यं कुर्वती अस्ति भवती ओ हा ओ हो अस्तु अस्तु अस्तु अस्तु आनुभवति कीदृश कष्टम् अनुभवति स्मरणम् अथवा स्मरणस्य किं विषयस्मरणस्य विषये का कष्टमनुभवति वा अथवा यथा वक्तव्यं चेत् वा किमपि विषयम् अन्यान् कृते ये जनाः परिचिताः न सन्ति तेषां कृते वक्तव्यं चेत् किमपि कष्टम् अनुभवति वा अनुभविष्यति वा

अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु भगिनी तर्हि चेत् एकं एकमेव कार्यं करोतु रात्री इदं यदा भव भवति भवति भगिनी निद्रां कृत्वा सिद्धा भविष्यति तथा किञ्चित् किञ्चित् काटन् इति वदति किल तत् किञ्चित् किञ्चित् जलं स्थापय नेत्रं नेत्रं नेत्रस्य उपरि स्थापयतु अनन्तरं नेत्रं निमील्य तत् तथा तथैव भूत्वा एव पञ्चदशनिमिषं वा अथवा विंशतिनिमिषं वा तथा भवतु अनन्तरं तत् त्यक्तुं न के न न किञ्च किञ्चित् जलबिन्दवः काटन् मध्ये स्थापयित्वा नेत्रस्य उपरि स्थापयतु अनन्तरं तत् त्यक्त्वा नेत्रं मा उद्घाटयतु तत् तथैव भवतु एतत् दशदिनं वा एकादशदिनं वा प्र भगिनी प्रयत्नं करोतु निश्चयेन निद्रा अपि उत्तमं भविष्यति नेत्रस्य वेदना अपि किञ्चित् न्यूनं जातं तदनन्तरम् अग्रे नेत्रस्य व्यायामः सन्ति योगाभ्यासः सन्ति ते अपि का करोति चेत् इतोपि अधिकं लाभः भवति निच्छयेन निश्चयेन निश्चयेन निश्चयेन प्रेषयिष्यामि तत्तु बहु सरलम् अस्ति भवति यथा यत् यत्र कुत्रापि अस्ति तत्रेव भूत्वा कर्तुं शक्यते अन्यत् किमपि साधनस्य आवश्यकता अपि नास्ति भवती केवलं पञ्चनिमिषं स्वीकृत्य करणीयं तदेव तत् तदनन्तरं भवत्याः कष्टं दूरं जातम् धन्यवादः अस्तु डे निश्चयेन करोतु भगिनी भव श् शुभदिनं धन्यवादः